अस्माकं स स्थानस्य स्वस्य क्रीडासु नाम प्राप्तवान् प्रमुखः क्रीडापटुः सन्ति एकः अस्ति तस्य नाम अहं नीरज् छोप्रा इति सा जालिन् मध्ये इदानीम् अन्ताराष्ट्रीयमध्ये प्रथमस्थानं प्राप्तवान् अस्ति सास् मम ग्रामे निकटे एव अस्ति तस्यापि अहं कदापि न गतवान् आसन् परन्तु तस्मिन् विषये अहं बहु श्रुतवान् अस्मि किञ्चिदेव जानामि तस्य गृहं बहु लघु अस्ति तेषां गृहमध्ये तावत् धनमपि नास्ति इति सर्वं श्रुतवान् आसन् एतेषां फ़ाम् मित्रं म मित्रं भवन्ति क तेषाम् अहं मीट् कृतवान् आसन् तु परन्तु नीरज् चोप्रान्तु अहं न न सम्भाषितवान् परन्तु सः समीचीनः बालः इति वदन्ति एवम् अहं सर्वं पृष्टवान् आसन् तेषां विषये एवं सर्वम् उक्तवन्तः तेषां म गृहं मध्ये बहु तावद् धनमपि नासीत् बहु बडजनाः आसन्निति सर्वं श्रुतवानापि आसन् अहमपि